लोको भिन्नरुचिः इति एकं वाक्यम् अस्ति तत्र किमस्ति नाम जनाः विविधजनाः विवधविषयान् ज्ञातुमिच्छन्ति सर्वैः अपि एकं विषयमेव ज्ञातुं न इच्छन्ति तस्मात् मम मम कृते तु बहु इष्टः विषयः नाम न्यायविषयः तत्र कथं पठनीयं आदौ नाम प्रथमस्थरे किं पठनीयं कथं पठनीयम् इति विषये लेखितुमिच्छामि यतः मया तु बहु प्राथमिकस्थरायां बहु अनुभूतं किं नाम मम कृते प्रथमं संस्कृतं पठितुमेव न ज्ञायते आसं किमपि अर्थः न भवति आसन् तस्मात् मम कृते प प्रष्टुमपि बहु भीतिः आसीत् तस्मात् तस्मिन् विषये लेखितुमिच्छामि कथं पठनीयं चिन्तनं कथं कथं कर्तव्यं कथं कण्ठस्थीकर्तव्यम् तत्र किं क्रमः अस्ति इति विषये लेखितुमिच्छामि तत्तु बहु उपयोगः अपि भवति के कश्चन नूतनः आगतवान् पुनः नूतनबालिका आगतवती तस्य कृते कथं पठनीयमिति मम दृ मा यादृश्म् अहं यादृशा अस्मि तादृशपुरुषः आदौ पु महिला आवश्यकं भवति एव तस्य कृते न नो चेत् तेषां कृते उपयोगः भवतु इति दिशा अहं न्यायविषये किञ्चित् लेखितुमिच्छामि अहं बहु किमपि न जानामि परन्तु अनुभवबलात् किमपि किञ्चित् लिखितुम् इच्छामि